अस्क् अस्माकं संस्कृतेः रक्षणार्थं परम्परारक्षणार्थं मम अहं तु प्रतिदिनम् गृहजनानां तत्तु अस्माकं भारतीयपद्धतिः यथा भवति इदानीं यथा भोजनपद्धतिः भवति भोजनपद्धतिः अत्र पृथिव्याम् उपविश्य कटे उपविश्य भोजनं भवति स्म पूर्वं तथा अहं भोजनं करोमि यथा सायङ्काले देवतानां स्मरणं भवति तत् बालकानां कृते अपि तद् आवश्यकम् इति अहं मत्वा इति मत्वा तामपि पाठयामि संस्कृतश्लोकानां वा देवस्तुतीनां वा गायनं कारयामि करोमि च तं देवतानां पूजनं करोमि इत्युक्ते उ वनस्पतीनां रक्षणं भवतु तदर्थमेव अस्माकं पूर्वजनाः पूर्वजाः तुलसी इति वृक्षः भवति तस्य प्रतिदिनं आक्सिजन् सा यच्छति प्रतिघण् प्रतिदिनम् इत्युक्ते आदिनं तर्हि तस्यैव पूजनं तस्याः पूजनम् अपेक्ष्यते यतो हि सा प्राणवायुं यच्छति तदपि अहं करोमि सूर्यः अस्ति सः आदिनम् अस्माकं रक्षणं करोति जीवनम् अस्मान् यच्छति अतः तस्य पूजनं करोमि इति इत्युक्ते पूजनम् इत्युक्ते तं प्रति मम धन्यवादसमर्पणम् इति मम भावना भवति अन्ये संस्कृतेः रक्षणार्थं संस्कृतमपि अस् संस्कृतं वदामः चेदपि संस्कृतस्य रक्ष् संस्कृतस्य वा संस् सांस्कृतिकपरम्परायाः अपि रक्षणं भवति तर्हि अहं तस्य पाठनं करोमि सुभाषितानां पाठनं करोमि भगवद्गीता इति अस्माकं प्रसिद्धः ग्रन्थः उपदेशपरग्रन्थः तस्य पाठनं कारयामि च अन्यत् अस्माकं सण् उत्सवाः ये सन्ति तदर्थं ये पाकाः भवन्ति तत् तादृशमेव पाकं करोमि यतो हि तस्य आहारशास्त्रेण अस्माकम् उत्सवानां सम्बन्धः आहारशास्त्रेण सह अस्ति अतः आहारे किं तस्मिन् उत्सवे किं खादितव्यं वा कस्य आहारस्य ग्रहणं करणं कर्तव्यं वा इति सर्वं पूर्वनिश्चितं पूर्वजाः अस्माकं निश् निश्चितवान् निश्चितवन्तः सति तर्हि तस्य पालनमपि करोमि तस्य पालनम् इत्युक्ते सर्वैः करणीयम् अस्माकम् ऋतवः सन्ति वातावरणं यथा भवति उत्सवानाम् उत्सवानां इत्युक्ते उत्सवे यथा प्रसन्नता भवतु तादृशं भोजनम् अस्माकं भवतु इति मम इच्छा भवति तादृशमहं कार्यं करोमि